अहम् अधिकाधिकम् अधिकं गूगल् सर्च् अनन्तरं वाट्साप् इन्स्टाग्राम् ट्विट्टर् अनन्तरं टेलिग्राम् इत्यादि एप् उपयोगं करोमि गूगल् सर्च् उपयोगं यदा क करोमि तदा मम कार्या कार्यस्य कृते अन्य विषयाः ज्ञातुं पठितुम् उपयोगं करोमि मम कार्यालयस्य गणः वाट्साप्मध्ये अस्ति तत्र वयं गणे कार्यालयं कार्यनिमित्तं सङ्केतं प्रेषयामि अन्यान् अपि स्वस्य विषयं वदति कार्यस्य कृते ते तत्र सङ्ग्रहणं भविष्यति यदा किमपि आवश्यकं चेत् वयं तत् वाट्साप्मध्ये एव दूरवाणीं कृत्वा सन्देहनिवारणं करिष्यामः अनन्तरं ट्विटर् अस्ति इन्स्टग्राम् अस्ति ट्विटर् तु इदानीम् एक्स् इति एव उच्यते तत्र अहं न्यूस् इति वदति किल न्यूस् पठामि तत्र इदानीं प्रचलति पोलिटिकल् न्यूस् अनन्तरं ऐ टि एण्ड् इन्फ़र्मेषन् टेक्नालजि न्यूस् एतत् सर्वं तत्र संक्षिप्तरूपेण पठित्वा ज्ञानं स्वीकरोमि एतत् विषयस्य ज्ञानं मम कार्यस्य कृते बहु लाभदायकः अस्ति तदर्थं एतत् एप् एक्स् एप् प् अधिकम् उपयोगं करोमि अनन्तरम् इन्स्टग्राम् अस्ति इन्स्टग्राम् तु अहम् ऐ टि क्षेत्रे कार्यं करोमि फ़्रीलान्सर् भूत्वा कार्यं करोमि ततः अहं मम किं कार्यं कुर्वन्ती अस्मि मम स्किल्स् किमस्ति एतस्य विषयस्य कृते अन्यानाम् विषयज्ञानं दातुम् इन्स्टाग्राम् इत्यस्य एप्मध्ये अहं किञ्चित् पोस्ट् करोमि प्रतिदिनं किमपि भ तत्र भविष्यते तत् दृष्ट्वा अन्ये मम सम्पर्कं करोति तेषां कृते कार्यं कर्तुं शक्यते वा इति पृच्छति लीज् इति वद् वदामि किल बिस्नेस् लेङ्ग्वेज्मध्ये तु अधिकं लीज् स्वीकरोमि तत्र इन्स्टाग्राम्मध्ये तदनन्तरं तु सामान्यम् एस् एम् एस् भविष्यति तत्तु बहु अधिकम् अहं तु उपयोगं न करोमि परम् अन्यकार्यालयाः सन्ति किल यथा बेङ्क्स् अस्ति अथवा पाठशाला अस्ति मम बालकानां पाठशाला अस्ति ते ये सन्देशं प्रेषयन्ति तत्र सामान्यम् एस् एम् एस् मेसेज्मध्ये आगमिष्यति तत् तदपि उपयोगं करोमि